नमो नमः महोदयः अस्तु आमां आम् अहं वदामि युवमहोत्सवमध्ये बहवः समितय् समितयः सन्ति तत्र स्वागतसमिति आसीत् भोजनसमिति आसीत् वा वासव्यवस्था समिति आसीत् तत्र बहवः स्पर्धाः अपि सन्ति यथा क्रीडाः भवन्ति तत्र कब्बड्डिस्पर्धा अस्ति तत्र बेड्मेण्टन् स्पर्धा आसीत् अनन्तरं लोङ्ग् जम्प् है जम्प् इत्येतत् सर्वं सन्ति अनन्तरं प्रतियोगिताः अपि भिन्नः भिन्नः सन्ति यथा नृत्यं नृत्यं भवन् अभवत् तत्र गायनस्पर्धा भवति भाषणस्पर्धा शलाका सर्वम् एतत् सर्वं तत्र प्रचलितमासीत् आं औत्सुक्यन्तु भवेत् बालकाः बालकानां विकासः कृते अपि तद् भवति सर्वे प प्रतिभा प्र भागः गृण्हन्ति तत्र प्रतियोगिता मध्ये तेषां विकासः जायते तत्कारणेन अपि त तद् युवामहोत्सवः भवति वासव्यवस्थाः कृते तत्र साक् आम् आसीत् वासव्यवस्था युवमहोत्सवे किं भवति चत्वारि लोन् भवन्ति अस्माकं सेण्ट्रल् संस्कृत् युनिवर्सिटि यद्वर्तते तद् तस्मिन् मध्ये तद् त्रयोदशाः परिसराः सन्ति तर्हि म् नार्थ् ज़ोन् भवति एकः सौत् ज़ोन् भवति ए एका नार्थ ईस्ट् ज़ोन् एकः वेस्ट् ज़ोन् भवति तादृशं भवति तर्हि यथा सौत् ज़ोन् अस्ति तद् मध्ये चत्वारि परिसार परिसराणां भवति युवमहोत्सव अनन्तरम् आदर्शमहाविद्यालाय आदर्श् महाविद्यालयाः छात्राः अपि तत्र सन्ति तर्हि तेषां वासव्यवस्था एकम् एकस्मिन् परिसरे एव भवति तत्र एकस्मिन् परिसरे युवामहोत्सवः प्रचलति धन्यवादः स्वागतम्